मम अभिप्राये मम जीवने अतीव मौल्ययुक्तं भवति संस्कृताध्ययनस्य आरम्भः अत्र एस् एस् सि अस्माकं स्वगृहे एस् एस् सि पर्यन्तमेव आसीत् तदनन्तरं किं पठनीयं कुत्र गन्तव्यम् इति चिन्ता चिन्तयन् चिन्ता जाता अस्माकं पितॄणाम् तदा ते निश्चयं कृतवन्तः तत्र भाग्यनगरे एका संस्कृतकलाशाला अस्ति टि टि डि तिरुपतिः तिरुपतिः तिरुमलः देवस्थानं तिरुमलः तिरुपतिः देवस्थानं द देवस्थानं याजमान्येन प्रचालितम् तद् तत्र मां प्रेशितवन्तः मम पितरौ तत् मम जीवने अतीवं मौल्ययुक्तं क्षणम् इति मन्ये आरम्भे मया चिन्तितं संस्कृतं कथं क कष्टं भवति किन्तु दशमी कक्षानन्तरं तत्र सर्वे छात्राः अन्ये छात्राः लघुवयस्काः सन्ति अहमेव अहमेव तत्र ज्येष्ठः वृद्धः आसं तस्मात् कारणात् मया किञ्चित् शङ्का आसीत् तदनन्तरं यदा भाषा अध्ययने ज्ञानम् अदास्यं तदा मया चिन्तितं संस्कृत अध्ययनेन जीवनस्य साफल्यं भवति इति अहं दृढं विश्वसिमि संस्कृतभाषा अध्ययनेन देवभाषा इति सार्थकनामधेयम् अस्ति संस्कृतभाषा दैवीगुणानाम् आत्मीकरणं भवति आत्मसत्कारणं भवति तस्मात् कारणात् संस्कृतभाषा अध्ययनं यदा मया आरब्धं तत्क्षणम् अतीव मौल्ययुक्तम् इति दृढं विश्वसिमि